केरलदेशस्य प्रसिद्धा युद्धकला अस्ति कळरि कळरी दक्षिण केरला वा उत्तरकेरला भिन्नभिन्न अस्ति पुरातनकाले कथं आक्रमणम् कुर्वन्ति इति कळरिपयट् मध्ये दर्शयति अद्य अपि अनेकम् अनेकानि जनाः पठति पाठयति च पा अनन्तरं विशेषः अवसरः चेत् स्वातन्त्रदिन परेड् मध्ये कळरि पयेट् दर्शयति

अदि स्कूल् विद्यालयमध्ये विद्यार्थिनः कराटे कुम्फू पठति स्पर्धाः अपि अस्ति कराटे अपि बहु सम्यक् अस्ति